अहं स्न्याक्स् गृहे करोमि स्नाक्स् इति कथनेन अल्पाहाराः सर्वेषां सर्वसां सर्वासाम् अपि रुचिकरः भवति स्नाक्स् अद्यतन साण्डीज़ भवति बहु रुचिकराः सर्वे बालाः वृद्धाः अपि आनन्देन खादन्ति ममू इत्यादि अपि अधुना सर्वे खादन्ति सर्वदा तदेव रुचिकराः ते अपि चिन्तयन्ति परन्तु स्नाक्स् निर्माणनिमित्तं व्ययं यद्यपि अधिकं नास्ति परन्तु बहु द्रव्याणाम् आवश्यकता प्रथमतः मैदा तथा ब्रेड् अपेक्ष्यते तद् निमितं रक्ताङ्गककर्कटीपलाण्डुः इत्यादि अपि अपेक्ष्यन्ते तत् आनयित्वा पुनः स् झटिति तत् निर्माणमपि झटिति भवति पुनः तदेव खादितुमपि सर्वे आनन्दिताः भवन्ति